अहम् एकं स्नानफेनकं स्वाकृतवती तद् सम्यक् अस्ति इति मम सखी उक्तवती सा उक्तवती इति कारणातः अहमपि स्वीकृतवती परन्तु एतत् स्नानफेनकम् बहु सम्यक् इति नास्ति चिन्तानास्ति इति एव अस्ति तत् स्नानफेनकस्य सुगन्धः अपि सम्यक् नास्ति तद् उपयोगं करो अहम् एकवारं द्विवारं कृतवाती तस्मिन् समये मम शिरस्य केशाः अपि अधिकं गताः अनन्तरं मुखे अपि किञ्चित् पिम्पल्स् अधिकम् आगतं तस्मिन् कारणतः अहम् इदानीम् एतत् स्नानफेनकं सम्यक् नास्ति इति वदामि मम सख्याम् अपि ए एतत् प्रोडक्ट् स्नानफेनकं सम्यक् नास्ति न स्वीकुरुतु स्वीकरोतु इति वदामि एतावत् सम्यक् नास्ति अधिकरसाय रासायनिक अंशाः तत्र अधिकम् अस्ति इति वयं चिन्तयित्त्वा इदानीम् अहम् एतस् प्रोडक्ट् न स्वीकरोमि